हलो मम आपणे तु बहूनि मिष्टान्नानि सन्ति परन्तु कानिचन प्रसिद्धानि मिष्टान्नानि वदामि तानि दातुं भवान् शक्नोति तानि क्रेतुं शक्नोति आदौ तु अस्ति रसगोलकमस्ति पुनः जिलेबि अस्ति लेञ्चा इति एकं भवति पुनः छानाबोडा इति एकं भवति पुनः मिहिदान भवति सिताभोगः इति उच्यते तदेकं भवति पन्त्वा इति भवति एकं सन्देशः भवति एवं बहूनि मिष्टान्नानि सन्ति तेषु प्रसिद्धानि मया उक्तानि अधुना भवान् किं क्रेतुमिच्छति रसगोलकं तु छाना भवति दुग्धस्य छाना ततः एव रसगोलकं निर्मीयते दुग्धनिर्मितमेव भवति नास्ति नास्ति तैलयुक्तं नास्ति तत् दुग्धनिर्मितमेव आदौ तु दुग्धं भवति ततः छाना निर्मीयते अनन्तरं तेन साकं किञ्चित् मैदा इत्यादिकम् अल्पपरिमाणं कृत्वा तत् हस्तेन तत् निर्मीय अनन्तरं तैलं तु न भवति परन्तु सम्यगस्ति जलेनैव प्रायः भवति किञ्चित् मिष्टं मिष्टं जलं भवति मिष्टं तत् सुगर् इति भवति इक्षुरसस्य भवति तत्र मिक्सिङ्ग् कृत्वा मिश्रणं कृत्वा अनन्तरं रसगोलकं निर्मीयते सम्यगस्ति तत् भोक्तुमपि शक्नोति पुनः का कृत्वा स्वगृहमपि नेतुं शक्नुवन्ति इति प्रसिद्धम् अस्ति तत् न रसोलकं तु एकदिनम् एव सम्यक् इतःपरं तु प्रायः नष्टं भवति यतो हि तत्तु तैलनिर्मितं नास्ति खलु शुष्कं भवति चेदपि गृह्ं नाम कानिचन दिनानि स्थातुं शक्नोति परन्तु इदं जलीयम् अस्ति खलु अतः एकदिनमेव सम्यक् भवति ततः परं नष्टं स्यात् पान्त्वा वा अस्ति तदस्ति किञ्चित् मैदा भवति सुजी एकं भवति तेन् मिश्रणं भवति मिश्रणं कृत्वा तत् तत्तु तैलयुक्तं भवति तत् तैलं भवति अनन्तरं मिष्टजले तत् स्थाप्यते परन्तु आदौ तस्य ते तैलेन किञ्चित् भर्जनं क्रियते तर्हि रसगोलकमेव स्वीक्रियताम् आं सत्यं रसगोलकं ह्म् आं तस्य एकैकं किञ्चित् तत्र आकारः भिन्नमस्ति बृहत् एकः आकारः अस्ति सः पञ्च पञ्चदश अस्ति पञ्चदश सन्ति किञ्चित् लघु भवति चेत् तद्दशसहस्रं ए सा क्षम्यतां दश दश रूप्यकाणि आम् इतोपि एकं लघु अस्ति तत् किञ्चित् लघु एव तद्भवति षट् अधुना त्रिषु प्रकारेषु भवान् किं क्रेतुमिच्छति ह्म् हा आम् आम् आम् आं सत्यं तर्हि शतं प्रेषयामि सहस्रं भवतः एकैकं दश इति चेत् एकशतं तर्हि आहत्य सहस्रं भवति आम् आम् आं प्रेषयतु अहम् एतत् प्रेषयामि भवतां कृते आ हा अस्तु